अहम् एतादृशानि सा कार्याणि न कदापि कृतम् अतः मह्यम् एतत् कार्यम् कार्यं बहु धन्यताम् आनीतं यतोऽहि म् अहम् एतादृशानि कार्याणि केवलं शृतं न कृतम् एवञ्च किञ्च अहं मम मित्राणि सह स्थित्वा एतानि एतादृशानि कार्याणि पूर्वं न कदापि कृतम् एतत् मम प्रथमवारमस्ति एवञ्च एक् एक् एकः एक्स्पीरियन्स् अपि जातम् एतत् करणेन यतोऽहि तत् ट्रान्स्लेशन् कथं करणीयम् एवञ्च प्रश्नानान् प्रश्नानाम् उत्तराणि कथं देयम् इत्यादि विषयान् अहं न कदापि चिन्तितवती अतः एतत् कार्यं मह्यं बहु धन्यताम् आनीतम् एवञ्च संस्कृते मम रुचिः अपि वर्धितं पूर्वं पूर्वम् आसिदेव इदानीं बहु वर्धितम् ये बहु वर्धितम् एवञ्च संस्कृते कथं भाषणीयम् इत् इत्येयम् अपि मम संस्कृतं संस्कृतभाषा कथं भाषणीया इत्यपि मम अवगमः जातम् इति एकः इति एकः एवञ्च कथं प्रश्नानि भवन्ति एवञ्च वाय्स् वाय्स् इति इति उक्तं तत्र ऐ ऐ टि इत्यनेन कथं भाषणीयम् इत्यपि मम ज्ञातम्